अहन्तु मम मनोरथानुसारं बहुशः लिखामि व्यवसायिकः व्यावसायिकतया अपि लेखनं भवति किमर्थम् इति चेत् अहम् अत्र संस्कृत परिषदि निर्देशकरूपेण कार्यं कुर्वन् अस्मि तत् मनसि निक्षिप्य कदाचित् व्यावसायिकतया अन्येषां ग्रन्थानां बहूनां ग्रन्थानां र रचना कर्तव्या भवति बहुविधं लेखनं कर्तव्यं भवति तस्मात् कारणात् व्यावसायिकतया अपि अधिकं लिखाम्यहम् अद्यतन दिवसेषु एवं च सामान्यतया अहं रात्रौ लिखितुम् इच्छामि रात्रौ इत्युक्ते प्रातःकाले ब्राह्मी मुहूर्ते साधारणतया तदा निद्रातः उत्थाय लिखामि तदनन्तरम् उपविश्य लेखनार्थं किमपि विशिष्टं स्थानमस्ति व आवश्यमस्ति मम गृहं मम म मह्यं विशिष्टं स्थानं विशिष्टं स्थानम् अस्ति यथा मया उक्तं प्रातः ब्राह्मी मुहूर्ते उत्थाय यत् किञ्चित् लेखितुम् इच्छामि तत्सर्वमपि तस्मिन्नेव समये लिखामि आप्रातः सार्धत्रिवादनात् आरभ्य पञ्चवादनपर्यन्तं सार्धपञ्चवादनपर्यन्तं लिखितुम् अहं सर्वथा इच्छामि